मम विद्यालयस्य पठ्ये केवलं मम मतस्य नास्ति सर्वेषाम् अपि मतस्य विषये अस्ति मम मतेन जीवनदृष्टिः सामाजिकदृष्टिः उदात्तीकृता अस्ति किमर्थम् इत्युक्ते वयं सर्वे अमृतस्य पुत्राः अस्माकं दृष्टिः व्यष्टिविकासेन साकं समष्टिविकासः अपि भवेत् इति अस्माकं मते तादृशचिन्तनमेव अस्ति अस्माकं मते तस्य उपासना भवति तस्य विभूतिः सर्वत्र भवति जगति सर्वत्र तस्य देवस्य विभूतिं पश्यामः एवम् अस्माकं दृष्टिः यदा भवाति तदा सहजतया सामाजिकदृष्टिः वैयक्तिकजीवनदृष्टिः उदात्तीकृता भवति